बाल्यकालतः रेडियो एव आसीत् तद् निमित्तं रेडियो मध्ये श्रोतुम् इच्छामि इदानीं दूरदर्शनमाद्यमस्ति तदपि अनुसरामि रेडियो नयन्टी टू पाय्न्ट् सेवेन् रेडियो मैसूरु वन् नाट् वन् पाय्न्ट् टु अमृतवर्षिणि वाहिनी अस्ति तदपि अहं श्रुणोमि

तद्वाहिनी अपि ता वाहिनी अपि अहं श्रोतुम् इच्छामि रेडियो वा भवतु दूरदर्शनं वा भवतु संस्कृतकन्नडवार्ता च श्रोतुम् इच्छामि संस्कृतवार्ता भाषां वर्धननिमित्तं प्रतिक्षां करोमि